अद्यत्वे जङ्गमवाण्या विना मानवस्य जीवनं ऊहितुम् अपि दुष्करम् इयम् एकाकिनी एव चित्रग्राहकस्य गनकयन्त्रस्य घट्याः ध्वनिमूद्रकस्स आकाशवान्याः ग्रन्थकारस्य कार्याणि साधयितुं शक्नोति बहुना अन्तर्जालमाध्यमेन समग्रं विश्वमेव हस्तगतं करोति अस्याः साहाय्येन वार्ताः सर्वाः अपि शीघ्रं ज्ञातुं शक्यते अनया सम्भाषणं भिन्नं स्तरं प्राप्नोत् अधुना जङ्गमवाणीसाहाय्येन इतरेभ्यः चित्राणि चलनचित्राणि अपि प्रेषयितुं शक्यन्ते जङ्गमवान्या वस्तूनि भोजनमादि आपणं न गत्वा अपि क्रेतुं शक्नुमः गुगलमेपस् इत्यादि द्वारा कस्यचित् प्रदेशस्य विषयेऽपि ज्ञातुं शक्नुमः एवं कल्पतरुरूपा इयं लघुसङ्गणकम् अस्माकं कोशे एव स्थातुम् अर्हति